अहं पर्वतारोहणार्थम् छत्तीस्गढ् राज्ये विद्यमानाः डङ्गर्गढ् इत्यत्र तत्र एकः देवालयः अस्ति तत्र गत्वा अहं तत्र स्थित देवतायाः दर्शनं कर्तुम् इच्छामि तत्रे बहिः प्रवृत् पर्वतस्य आरोहणं भावितं भावितम् ततः परम् अहं देवालयः इत्युक्ते ओडिसाप्रदेशे विद्यमानः श्रीश्रीजगन्नाथः महाप्रभोः दर्शनं पूर्वकं तत्रस् यः नद्यः प्रवहति तत्र अहं भ्रमणं तथा च तत्रस्य धर्मविषये जगन्नाथस्य विषये मम इच्छा वर्तते देवालयेषु जगन्नाथः बहु आनन्दः तदेव जगतः नाथः जगन्नाथः इत्युक्त उच्यते ततः परम् अहं तिरुपतिः पतिः स्त श्री भेङ्कटस्नाथ् भेङ्कट्नाथः देवालयं प्रति गन्तुम् इच्छा वर्तते तत्र प्रभुः श्री तिरुपत्तिमाल्लाप्रवत्तेन आरुढाः आसन् तत्रेव अहम् पर्वतस्य आरोहणं करोमि तथैव हि मम इच्छा वर्तते